ज्ञानदानस्य कार्ये क्रीडा क्षेत्रस्य सम्बन्धः सामीप्येन वर्तते विद्यालयं नाम ज्ञानस्य मन्दिरं तत्र भिन्नरूपेण समर्थानां कृते सहाय्यं भवतु तेषां कृते काठिन्यं मास्तु इत्यर्थे चलनस्य अवरुद्धाः अव चलनस्य चलने ये अवरुद्धाः सन्ति तेषां कृते अवसारिणि अपि निर्मिता अस्ति इतःपरम् अभ्यासे अध्ययने किमपि बाधा मा भवेत् इत्यर्थे मौखिक तथा श्रवणसामग्री इत्यर्थः इत्यत्र निर्मिता अस्ति